मा मम इष्टक्रीडा अस्ति बेड्मिन् अस्ति तत्तु सम्यक् एव अस्ति किमर्थम् इत्युक्ते अस्माकं शरीरः यथा सम्यक्तया क्रीडा अस्ति चेत् हेल्त् इतोऽपि किञ्चित् अस्माकं तद् इम्यूनिटि सर्वं सम्यक्तया किञ्चित् आगच्छति इम्युनिटी आगच्छति अस्माकं बाडि फ़ेट् इत्यादिषु सर्वम् अपि यदा अस्माकं शरीरे किं किं वेदना क्लेशः अस्ति चेत् तत्सर्वं गच्छति इष्टक्रीडा मम ब्याट्मिण्टन् एव अस्ति इतोपि सम्यक् एव ब्याट्मिंट् सम्यक् क्रीडा एव अस्ति तदनन्तरम् इदानीमपि अहं तद् क्रीडनस्मि डैली इदानीमपि ब्याड्मिटन् क्रीडितुं गच्छति सम्यक् अस्ति ब्याट्मिंटन् तु क्रीडति स इदानीमपि अस्ति वल्सरेषु गमिष्यामि